भारतीयसमाजे मुस्लिम्स् हिन्दू किश्चियन्स् बौद्ध यैन् इत्यादीनां भाषासु इत्यादीनां मतधर्माणां यनः वर्तन्ते ते भिन्नमतानि स्वीकृताः अपि एकत्रिभूतम् अस्मिन् समाजे निवसन्ति भिन्नमताधर्माणाम् अपि भवति चेदपि तेषां मनसि एकं एकत्रिभूतम् इति चिन्तयन्ति ते अस्माकं अस्मिन् विषये एव एकमेव वक्तुं शक्नोमि मम तु बन्धुः बान्धवजनाः तत् जैनधर्म अवलम्भ्य एव तस्य समाजे निवसन्ति ते किं कुर्वन्ति ते तु मुखे एव शुभ्रवस्त्र एव धारयित्वा समाजे तथा निवसन्ति किमर्थम् इत्युक्ते यदि कोऽपि कीटः तस्य मुखे एव गच्छति तस्य मृत्युः एव निश्चितं भवति इति कारणात् तस्य मुखे एव शुभ्रवस्त्रं तस्य मुखे एव शुभ्रवस्त्रं सः धारणं करोति इति विचाराः मम तु बहु सम्यक् इति लगति इतोऽपि इतोऽपि भोजनादिकं किमपि उत्सवः किमपि टूरिसं ट्रावेल् भ्रमणं वा ओषाक् परिच्छेदः किमपि युतकं धारणीयं वा शिक्षा दृष्ट्वा एव अस्माकम् एकम् एव भारतं परिलक्षते